इदानीन्तनकाले संस्कृतभाषा काः समस्याः सम्मुखीकरोति इति चेत् तत्र लोकानां मनस्सु शङ्काद्वयम् अपेक्ष्यते अस्ति किमस्ति तत् प्रथमं तु अनेन भाषाध्ययनेन मम किं किमर्थमहं भाषाम् अध्येमि अपरञ्च संस्कृताध्ययनेन किमपि धनमर्जितुं शक्नोमि अथवा न इति द्वितीया शङ्का एतयोः शङ्कयोः समाधानं वस्तुतः सरलं यतो हि अद्यतनीयः कालः बहुभाषिकजनानां कालः इति वक्तुं शक्यते ये बह्व्यः बह्व्यः भाषाः जानन्ति तेषां कृते तेषां व्यवसायः सुलभः भवितुम् अर्हति अस्माकं भारतीयभाषाणां संस्कृतमूलत्वेन सर्वासु भाषासु प्रायः नैके शब्दाः संस्कृतेन सन्ति अतः भारतीयभाषाः पठितव्याः चेत् संस्कृतस्य ज्ञानं भारतीयभाषाणां ज्ञानं सुकरं करोति